हरि ओम् सुप्रभातं महोदय अहं तिरुपतिस्त काल् कृतवती अहं बवतः रेस्टोरेण्ट् मध्ये फ़ुड् आर्डर् कृतवती तत्र पन्नीर् बटर् मसाला रोटि इत्यादि बिर्यानि इत्यादि अहम् आर्डर् कृतवती अहं तत्रैव इतोऽपि बेवरेजस् अपि आर्डर् कर्तुं इच्छामि किं किम् अस्ति इति एक वारं वदन्ति चेत् अहं तत् ततः अहं सेलेक्ट् करोमि नाम तत्र जूस् वा बटर् मिल्क् वा क्षीरं वा पायसं वा स्वीट् वा नो चेत् किमपि मिक्शर् इत्यादि भवन्ति चेत् कृपया वदन्ति चेत् अहं ततः किमपि सेलेक्ट् कर्तुम् इच्छामि नाम अत्र केवलमहं फ़ुड् वेरैटिस् फ़ुड् एव स्वीकृतवती स्नाक्स् किमपि नास्ति स्टार्टर्स् अहं सेलेक्ट् न कृतवती कारणात् तत्र किम् अस्ति इति अहं न जाने अतः अहं तत् सेलेक्ट् न कृतवती कृपया किं किम् अस्ति इति एकवारं वदन्ति वा तत्र सूप् अस्ति चेत् टेमेटो सूप् द्वयम् अपेक्षते अनं स्टार्टर्स् मद्ये बेबिकार्न् फ़्रै भवति खलु बेबिकार्न् छाट् भवति नो चेत् गोबि मञ्चूरियन् वा इत्यादि किमपि अस्ति चेत् तद् एकम् आवश्यकं भवति अनन्तरं स्वीट् मद्ये गुलाब् जामून् वा रसगुल्ला वा तद् टु प्ल्येट्स् अवश्यकमस्ति अनन्तरं बटर् मिल्क् बटर् नाश् मास्तु बटर् मिल्क् मास्तु जूस् मध्ये वा नो चेत् मिल्क् शेक् अस्ति चेत् चाक्लेट् मिल्क् शेक् एकम् आवश्यकम् स्ट्राबेरि मिल्क् शेक् एकम् अपेक्षते तद् एतद् सर्वम् आर्डर् स्वीकृत्य अस्माकं गृहं प्रति प्रेशय होम् डेलिवरि कर्तुं शक्नुवन्ति वा